मम ग्रामे ऋणग्रहणं कर्तुं जनाः गच्छन्ति यदा तेषां पार्श्वे धनं न भवति तदानीं ते ऋणं स्वीकुर्वन्ति अनन्तरं सर्वत्र तु ये जनाः जनानां पुत्रपौत्रादि पठन्ति दूरस्थ शिक्षाम् इत्यादिकं प्राप् प्राप् प्राप्तिं कुर्वन्ति तेषां कृते धनं तु ते यच्छन्ति परञ्च यदा कदापि तेषां कृषिकार्यं न भवति कृषेः हानिः भवति चेत् ते भारत् फ़ैनन्शियल् इति संस्थाः भवन्ति ततः ते धनं स्वीकुर्वन्ति अनन्तरं तेन धनेन स्वकीयं पुत्रं वा पुत्रीं वा पाठयन्ति परञ्च तस्य ऋणग्रहणस्य दुष्प्रभावः तु महान् वर्तते यदा ते न पूरयितुं शक्नुवन्ति चेत् ताः संस्थाः तान् पीडयन्ति अनन्तरं तेषां यत् किमपि भूमिः इत्यादिकं भवति तदपि स्वीकुर्वन्ति तेन किं भवति ते कृषिजनाः भवन्ति तेषाङ्कृते दुष्प्रभावः नाम टेन्शन् इत्यादिकम् आगच्छति तेन ते आत्महत्यां कुर्वन्ति ऋणं न सम्पादयन्ति चेत् आत्महत्यां कुर्वन्ति तदर्थं धनम् ऋणं तु स्वीकुर्वन्ति परञ्च कार्यप्रयोजनेऽपि स्वीकुर्वन्ति यदि ऋणं न तत् समर्पयितुं शक्नुवन्ति चेत् तेषां कृते आत्महत्या प्रधाना भवति तदैव कुर्वन्ति तदर्थम् अयं दुष्प्रभाव अस्ति